श्रीमान् एवं कुर्वन्तु अहं बोलागिरि आसन् स्क्वेर् मध्ये तिष्ठामि भवान् शीघ्रमेव आगच्छतु तत्र एर्पो्र्टं प्रति गमिष्यामः हम् अहं तत्रैव दण्डयमानः अस्मि भवन्तः आगच्छन्तु एर्पोर्ट् प्रति गमिष्यामः शीघ्रम् आगच्छतु हं सन्निकटे यदि सन्ति तर्हि शीघ्रम् आगच्छतु बोलागिरि आसन् स्क्वेर् हम् अस्तु